अस्माकं बङ्गप्रदेशे वस्तुतः संस्कृतेः तत्र प्रतिफलनं तु बहु दृश्यते यतो हि तत्र रविन्द्रसङ्गीतं नजृळुसङ्गीतं नजृळुगीतिः रवीन्द्रगृति इत्यादिकं तत्र प्रसिद्धं वर्तते एवञ्च तत्र भरतनाट्यस्यपि प्रसिद्धिरस्ति किञ्च अत्र रविन्द्रः नृत्यस्यापि तत्र प्रसिद्धिः वर्तते तत्र इतिहाससंस्कृतेः च तत्र सम्मेलनमपि दृश्यते कथमेति तत्रैव आङ्लजनाः आगत्य बहुकालपर्यन्तं स्व आदिपत्तं तत्र स्थापितं स्थापितवन्तः आङ्लजनाः तत्र बङ्गीयाः एव नाम बङ्गप्रदेशीयाः जनाः आदौ तत्र विप्लवम् आनयितं अर्त् परिवर्तनं कारयितं ते प्रयासं कृतवन्तः अनन्तरम् तस्य नाम बङ्गप्रदेशस्य स्वाधीनतायां तस्य प्रभावः आगतः आसन् अधुना तस्य विषये किं वा वक्तुम् इच्छामि तत्र यद्वा वक्तुम् इच्छामि तत्र न्यूनं भवति यद् वि तत्र हिस्ट्रि नाम इतिहासस्य परिचयः ददातु इति उच्यते चेत् तत्र इतिहसस्तु न समाप्यते अतः एवं रूपेण तत्र बहवः मनीषिणः सन्ति बहवः स्वामिनः सन्ति एवञ्च तत्र विप्लविनः विप्लविजनाः अपि अपि सन्ति तत्र परिवर्तनं कारयितं नाम आङ्लजनाः यदा आगतवन्तः तदा आरभ्य अधुना पर्यन्तं तत्र यः प्रभावः अधुना अधुना वर्तते सः प्रवा प्रभावः ततः आरब्धः वर्तते अधुना पर्यन्तं तत्र आङ्लजनानां आङ्लभाषा एवञ्च तत्र संस्कृतिः तत्र दृश्यते एवञ्च तदेव स्थापत्य मृ स्थापत्यरूपेण बहुत्र दृश्यते यथा विक्टोरिया मेमोरियल् इति अस्ति अन्यत् तत् तेषाम् आङ्लजनानामेव फ़ोट् तत्र दृश्यते एवञ्च तत्र व्यवहारे अपि वार्ता वार्तालापे अपि तेषां चिह्नानि अधुनापि दृश्यन्ते अतः तत्र संस्कृतेः सम्मेलनम् इति तु सम्यक्तया वक्तुं शक्यते वैचित्र्यपुण्यम् इदं जगदिति वक् उच्यते खलु तत् बङ्गभाषायां गच्छति चेत् तत्र भोजने तत्र वार्ता वार्तालापे संस्कृतौ सर्वत्र तत्र वैचित्रता तु दृश्यते एवञ्च व्यवहारे अपि अतः तत् वैचित्र्यदृष्ट्या वैशिष्ट्यदृष्ट्या सांस्कृतिदृष्ट्या इतिहासदृष्ट्या तस्य महत्वपूर्णं महत्वपूर्णता समग्रे अस्मिन् भारते तु वर्तते एव अस्तु धन्यवादः